मम प्रदेशः चेन्नै भवति मम क्षेत्रे कृषिकार्यस्य जलस्रोतः अस्ति समुद्रजलं पृष्टीयजलं भूजलम् इत्यादिकम् अस्ति मम प्रदेशे न्यूनतां विना विरन्दरजलप्रतायस्य कापि योजना अस्ति नै वीरणं परियोजना अस्ति तन्द्रं विलवणीकरणपरियोजनायेन् लघु विलवणीकरणसम्यन्त्रम् इत्यादिकमस्ति चेन्नै नगरस्य पेयजलजलाशयेषु जलसरः जलसरः कुलभण्डारणक्षमतायाः चत्वारिंशत् प्रतिशतं यावत् न्यूनीकृतः यतः ग्रीष्मकालस्य तापः वर्धते बण्डारणक्षमतायाः न्यूनता उष्णतापमानस्य वृध्या भवति